अहं वैफै मोबैल् डेटा इत्यस्य द्वयोः उपयोगं करोम्येव सर्वेषां कार्यकराणां कृते एतत् बहु आवश्यकम् अतः करोमि एकस्मिन् दिने प्रायशः मम मोबैल् द्वारा अहं एकाधिक जी बी डेटाम् अहम् उपयोगं करोमि सदा सर्वदा जालसमस्याः भवन्ति एव अतः तान् निष्कासयितुं कष्टम् एव भवति